मध्यप्रदेशे अनेके समाजसुधारकाः अभवन् तेन सर्वे अपि अनेकम् ऐतिहासिककार्यं कृतवान् जातिप्रथा बालविवाहप्रथा तथा च अणिकेकोप्रथा समाजमध्ये चलितमस्ति तस्य विरोधस्समाजसुधारकैः कृतवान् मध्यप्रदेशे अनेके निषिद्धाः आचाराः अद्य अपि चलन्ति ते सम्यक् नास्ति तस्य विरोधः अतीव आवश्यकमस्ति सतिप्रथा पुरानकाले अतीवचलितास्ति तस्य प्रथमविरोधः ब्रिटीशसर्कारमध्ये अभवत् तेन सतिप्रथास्य बन्धीकरणं कृतवान् लार्ड् विलियं बेण्टिक् महोदयद्वारा सतिप्रथा बन्धीकरणं जातं पुराणकाले जातिव्यवस्था अपि अतीव चलति सनातनधर्ममध्ये चतुर्विधः वर्णस्य विभजनं जातं ब्राह्मणः क्षत्रियः वैश्यः तथा च शूद्रः अस्य वर्णस्य प्रथा जातिप्रथा तथा च अनेके कुप्रथाः बाबासाहेब् आम्बेट्कर् महोदयद्वारा बन्धीकरणम् अभवत् अस्य प्रथा सह एका बालविवाहप्रथा अपि तस्य काले पुराणकाले चलति ते सम्यक् नास्ति तस्य प्रथमविरोधः रायबहादुरः हरविलासः कृतवान् सर्वेपि कुप्रथामध्ये किञ्चित् कुप्रथा अद्य अपि चलति ते सम्यक् नास्ति हरिः ओम्